गृहे पाककृतिं कृते एल् पी जि सिलिण्डरम् आवश्यकमस्ति तस्य सुरक्षा अपि आवश्यकमस्ति सुरक्षा कृते गृहे शुद्धहव आगच्छति तत्कारणेषु वातायनं एल् पी जीस् समीपे आवश्यकमस्ति शुद्धः वाम् स्वयम्पागृहे आगच्छ आगमनम् आवश्यकमस्ति दुर्गन्धिः आगच्छति चेत् बटनम् शुद्धिकरं करोतु गृहे गृहे एल् पी जि गेस् सुरक्षा आवश्यकम् अस्ति